संस्कृतभाषाशिक्षणं बालानां कृते आवश्यकं वा अनावश्यकं वा इति प्रश्नः तत्र सन्दर्भोचितः अस्ति तत्तु तयोः इत्युक्तौ तेषां बालकानाम् मातापि पितृभ्यां चिन्तनीयमस्ति अपेक्षितं चेत् दातव्यं नापेक्षितं चेत् न दातव्यं कदाचित् कृषिकस्य कश्चित् बालः कृषिको भवितुं भवितुम् अर्हति इत्युक्तौ कृषिविषये सम्प्रदायितः एव ज्ञानं भविष्यति चेत् संस्कृतं ज्ञात्वा सः किं वा करिष्यति कदाचित् अपेक्षितं वा भाषाशुद्धतायाम् संस्कृतं पाठ्यते चेत् भाषाशुद्धिर्भविष्यति इत्यादिभिः कारणैः संस्कृतम् अपेक्षितं चेत् दातव्यं नापेक्षितं चेत् परित्यक्तव्यम् इदं तु तत्तत् मातापितॄणाम् एवं बालकां च किं तेषां ध्येयमस्ति इत्याधारेण आवश्यकं वा अनावश्यकं वा इति निर्धारणीयं तद् एकमुखेन आवश्यकम् इत्येव अथवा अनावश्यकम् इत्येव उभयता अपि वादः कर्तुं न शक्यः इदं देशकालसन्दर्भं आधारितम् इति अहं परिभावयामि